मम इष्टम् आभाणकम् इत्युक्ते प्रारब्धम् उत्तमजनाः न परित्यजन्ति इति एकं वाक्यम् कानिचनजनाः सन्ति ते किमपि कार्यं न कुर्वन्ति किमर्थमित्युक्ते विघ्नाः विघ्नैः भवन्ति यदा विघ्नभयेन एव ते कार्यं किमपि न प्रारभ्यन्ते एव अन्ये कानिचनजनाः सन्ति ते विघ्ननिहताः मध्ये कार्यं त्यक्त्वा गच्छन्ति किन्तु कानिचनजनाः विघ्नैः पुनःपुनरपि भवन्त्यपि ते कार्यं न त्यजन्ति ते एव उत्तमजनाः कार्यम् त्यक्त्वा पूर्णतया ते कुर्वन्ति ते एव उत्तमजनाः